इदानीं भारते शिक्षणव्यवस्थायाम् एवं परिवर्तनं कृतम् अस्ति यत् पूर्वस्मिन् काले इदा ए एकस्मिन् विषये अस्माभिः पठ्य अध्ययनं क्रियते इति चेत् तत्र डिग्री बि ए एम् ए पर्यन्तं स्वीकर्तव्यम् इति व्यवस्था कृता परन्तु इदानीं एन् ई पी आगतम् अस्ति तत्र इयं व्यवस्था अस्ति यत् अस्माभिः यस्य कस्यचित् विषये अध्ययनं कर्तव्यम् इति चेत् एकवर्षं यावत् अध्ययनं कर्तुं शक्यते अग्रिमे वर्षे यदि सः विषयः मया मम कृते इष्टं इष्टः नास्ति इति चेत् विषयः परिवर्तयितुं शक्यते इति वत् एन् ई पी मध्ये एन् ई पी सिस्टम् मध्ये व्यवस्था एवं आगता अन्यदेशानाम् अपेक्षया तुल तुलना यदि क्रियते तर्हि इयं व्यवस्था बहु समीचिना वर्तते शिक्षणव्यवस्था बहु समीचिनतया वर्धिता अस्ति इति वक्तव्यं अत्र परिवर्तनीयम् इति कोऽपि अंशः नास्ति